मम ग्रामे बह्व्यः भजनमण्डल्यः विद्यन्ते तत्र तावत् रामचरितमानसस्य तुलसीदासविरचितस्य तावत् पारायणं सम्पूर्णे सम्पूर्णे दिने तावत् भवति तथा च सुन्दरकाण्डस्य तुलसीदासविरचितस्य अपि पारायणं तथा च तत्र जायते तत्र या यानि सङ्गीतवाद्यानि स्वीक्रियन्ते तानि सर्वाणि वाद्यानि वर्तन्ते यथा ढोलकम् इति तावत् तत्र वाद्यत्वेन स्वीक्रियते तथा च हार्मोनियम् इत्यपि तावत् वाद्ययन्त्रत्वेन तत्र उपयुज्यते एवमेव नगाढा इति नामकं किमपि वाद्ययन्त्रम् अस्ति इति तत्र तावत् उपयो उपयोगे उपयुक्त तस्य वाद्ययन्त्रस्य अपि उपयोगः क्रियते एवम् आहत्य तत्र बह्व्यः मण्डल्यः विद्यन्ते यदि आन्लैन् मध्येऽपि गत्वा वयं तावत् सर्च् कुर्मः अन्वेषणं कुर्मः तदानीम् अपि तेषां समेषां मण्डलीनां तावत् अवबोधः भविष्यति इति